अन्तर्जालस्य तन्त्रज्ञानस्य आविष्कारात् संस्कृतभाषा सर्वेषां गृहे आगतवती यत्र कुत्रापि वयं भवेमः भूलोकस्य कस्यापि देशे अपि तर्हि अपि अन्तर्जालतः संस्कृतशब्दकोशः संस्कृत यूट्यूब् वीडियोस् अपि द्रष्टुं शक्नुमः तानि दृष्ट्वा अपि संस्कृतं पठितुं शक्नुमः